संस्कृतभाषा विश्वस्य प्राचीनभाषा अत्यन्तं समृद्धभाषा वैज्ञानिकीभाषा च संस्कृतशब्दभाण्डारं महान् वर्तते अन्यासु भारतीयभाषासु बहुधा संस्कृतशब्दानां प्रयोगः क्रियते अतः संस्कृतभाषायाः प्रभावः अन्यासु भाषासु वर्तते न तु अन्यस्याः भाषायाः प्रभावः संस्कृतभाषायाम्